अत्र अस्माकं भारतदेशे बहवः स्थलाः सन्ति अहं दृष्टुम् इच्छामि इति तत्र तमिळ्नाडुराज्ये अपि तत्र मन्दिराणि बहूनि सन्ति बृहदीश्वरः तञ्जावूर् मध्ये बृहदीश्वरः मन्दिरमस्ति कुम्बकोणम्मध्ये बहवः बहूनि मन्दिराणि सन्ति अनन्तरं केरलराज्ये अपि तत्र वयम् एकवारं गतवन्तः पूवार् इति एकं समुद्रतीरे एकं नगरमस्ति बहु सुन्दरं तत्र सर्वत्र सौन्दर्यमेव अस्ति यत्र कुत्रापि पश्यामश्चेदपि आलपि आलपुळा इति वदामः तत्र अपि सर्वत्र सौन्दर्यमेव दृश्यते एकवारं वयं शिम्ला गतवन्तः तत्र वयं यत्र पश्यामः चेदपि पर्वतस्य दर्शनमेव भवति तत्र तस्मिन् स्थले बहु सम्यक् एकं वातावरणमस्ति कैलासस्य बहु पार्श्वे वयं स्थित्वा का अत्र भवामः इति एकं चिन्तनमपि भवति अत्र सर्वदा हिमस्य दर्शनमपि भवति अतः तत् तदपि एकं बहु सुन्दरं स्थलमस्ति